मम निवासस्थानात् वित्तकोषः किलोमीटर् पञ्चकं वर्तते तत्र गत्वा अहं वित्तं स्वीकरोमि ततः पुनरागच्छामि च एतत् मम कृते घण्टात्रयम् अलं गत्वा तत्र सम्भाषयितुं धनस्य इत्यादिकं व्यवस्थां दृष्ट्वा मित्राणि सम्भाष्य आगन्तुं घण्टात्रयम् अलं भवति वृद्धानां कार्याणि कर्तुं मम ग्रामे एजेण्ट्जनाः नाम आधिक्येन युवकाः एव वर्तन्ते युवकाः बहु उत्सुकाः भवन्ति वृद्धानां सेवा नाम ते बहु उत्सुकतया कुर्वन्ति महान् आनन्दः जायते वृद्धाः कार्यं कर्तुं न शक्नुवन्ति स्वस्य कार्यमपि ते स्वयं कर्तुं न शक्नुवन्ति इति कृत्वा तेषां कृते सहायं कुर्वन्ति तेन पण्यं प्राप्यते इति कृत्वा ते तेषां सेवाम् अवश्यं कुर्वन्ति एजेण्ट्जनाः धनस्य अपेक्षां विना एव अस्माकं ग्रामे वृद्धानां सेवां कुर्वन्ति इत्येतत् विशिष्टः अंशः वर्तते मम ग्रामे आधिक्येन वृद्धाः वर्तन्ते ते इद् इदानीमपि स्वस्य कार्यं स्वयं कर्तुं शक्नुवन्ति आधिक्येन केचन सन्ति स्वस्य कार्यं स्वयं कर्तुं न शक्नुवन्ति तेषां कृते अस्माकं ग्रामे विद्यमानाः युवकाः सहायं क्रियते ते सर्वे मिलित्वा एवम् इत्यादिकं प्लान्ट्स् इत्यादिकं कृत्वा तेषां कृते यथा आनन्दः स्यात् इत्यादिकं कार्यक्रमाः योज्यन्ते तेषां कृते एवमेव सम्भाषणम् इत्यादिकं व्यवस्थाप्य सम्यक्तया तेषां यथा मनोरञ्जनं स्यात् तथा अस्माभिः क्रियते